नमस्ते अहम् अमोघ इति आनन्दसागरभवनं वा भवतां निकटात् अहं दोसा आर्डर् कृतवान् प्लेन् दोसा तत्प्राप्तं परम् आदौ समये न प्राप्तं तदनन्तरं यच्च प्राप्तं तत्रापि दोसा सम्यक् स्थितौ नास्ति तत्र दुर्गन्धयुक्तं पूति वर्तते तत्र कीटाः भ्रमन्ति खादितुं न शक्यन्ते एव महती तत्र अपकृतिः जाता इदानीम् अस्य धन रीफण्ड् क्रियते वा वा अन्यत् तत्र आहारं दीयते वा कृपया वदन्तु पुनश्च महान् खेदः जातः